शिक्षकाय विद्यालयेषु पाठयितुं फ़लकं सुदाखण्डः लेखनी इत्यादि वस्तूनि आवश्यकानि भवन्ति आधुनिककक्षायां सङ्गणकयन्त्रम् अपि आवश्यकं भवति बहुषु विद्यालयेषु एषा व्यवस्था तु भवति परन्तु ग्रामेषु एषा व्यवस्था सुलभतया न प्राप्यते सुदाखण्डानाम् आवश्यकता भवति तेषाम् अपि तत्र प्र प्राप्तिः न भवति फ़लकम् अपि सम्यक् न भवति कुत्रचित् लेखन्यः अपि न भवन्ति तेन छात्राः पठितुं समर्थाः न भवन्ति शिक्षकानां अनासक्तिः भवति पाठने अतः छात्राः न पठन्ति इतोऽपि मानचित्राणि अपि आवश्यकानि भवन्ति पुस्तकानि ग्रन्थाः आसन्दाः इत्यादि व्यवस्था कक्षायाम् आवश्यकाः भवन्ति आधुनिकविद्यालयेषु एषा व्यवस्था सरलतया प्राप्यते सङ्गनकयन्त्रेषु पाठनं भवति छात्राः आनन्देन पठन्ति चित्राणि पश्यन्ति चित्रपटानि पश्यन्ति तद्दृष्ट्वा स्वकीयं टिपणी पुस्तिकासु ते लिखन्ति अध्ययनमपि कुर्वन्ति तर्हि अध्ययने सुदाखण्डः श्वेतफ़लकं कृष्णफ़लकं लेखनी अङ्कनी मापिका इत्यादि वस्तूनाम् आवश्यकता भवति